आं मया लघुव्यायामानि क्रियन्ते परन्तु धावनं जागिङ्ग् इत्यादि व्यायामानि न मया वाकिङ्ग् चलनादिकं क्रियते चलनवलनादिकं पुष् अप्स् इत्यादि लघुव्यायामानि क्रियन्ते किमर्थमिति चेत् जागिङ्ग् इत्यनेन बहु देह देहे आयासः भवति दीर्घकालीनशक्तिः यदस्ति तत् जागिङ्ग् इत्यनेन हीनः भवति किन्तु चलनेन वाकिङ्ग् इत्यनेन श्रमः अल्पतरमस्ति तस्य लाभः महत्तरम् अस्ति तस्मात् प्रतिदिनम् सायंकाले मया वाकिङ्ग् क्रियते एवं पुषप्स् क्रियते किमर्थमिति चेत् पुषप्स् इत्यनेन व्यायामेन चेस्ट् प्रदेशे एवं बैसिप्स् प्रदेशे चेस्ट् बैसिप्स् वर्धने तस्य अतीव सहकारित्वमस्ति तस्मात् स्वास्थ्यसम्पादानार्थं मया वाकिङ्ग् क्रियते देहदार्ढ्यार्थं पुषप्स् क्रियते इति